नमस्ते रेखा कथम् अस्ति अहम् इदानीं कोयम्बुत्तूर्नगरम् आगतवती भवती अत्रैव वसति खलु अतः काल् कृतवती अत्र प्रयाणं कर्तुम् ओला अस्ति वा अथवा ऊबर् लभ्यते वा अत्र किमपि रेड् रेडिफ़् किमपि रेड् काब् वा इति किमपि शृतवती तद् अस्ति वा के उत्तमरीत्या सर्वीस् कुर्वन्ति कृपया सूचयति वा यतो हि मयाअत्र ईशा मध्ये आदियोगी श्टाचु अस्ति खलु तत्रापि गन्तव्यं वर्तते अनन्तरम् अत्र वस्त्राणि बहु न्यूनं मूल् मौल्यमेव लभ्यते इति शृतवती तदपि क्रेतव्यम् अत्र अटनार्थं बहु अस्ति परन्तु यानं नास्ति कृपया भवती सूचयति चेत् अहं तद् यानमेव बुक् कृत्वा गच्छामि